हरिः ओम् नमस्कारः भीमास् भोजनापण वा भवत भोजनापणे बहुसम्यक् भोजनं लभ्यते इति श्रुतं अतः अस्माकं गृहे अग्रिमरविवासरे विद्यमानकार्यक्रमस्यापि भोजनं भवद्भिरेव आयोज्यते चेत् सम्यक् इति भावयामि तत्र त्रिशतजनानां कृते प्रातःकाल अल्पाहारतः रात्रिभोजनपर्यन्तं भोजनव्यवस्था अपेक्षते पूर्वमपि भवतः शालातः एव स्वीकृतं पञ्चजनानां कृते तदा द्विशतरूप्यकानां डिस्कौण्ट् दत्तमासीत् अधुना त्रिशतजनाः सन्ति अतः कृपया अधुना डिस्कौण्ट् कूपन् वा प्रोमो कार्ड् वा दीयते चेत् वरं इति भावयामि एवं पूर्वं यथा रूचिकरभोजनं लब्धं तद्वदेव अस्मिन् कार्यक्रमे अपि भवतु इति आशासे